भारते सर्व प्रथमं बोम्बैनगरे बोरिबन्दरतः थाने पर्यन्तं तर्टि फ़ोर् किलोमीटर्स् रेल्यानं चालनं जातं तस्मिन् समयः आसीत् एय्टीन् फिफ्टि त्रि सोला एप्रिल् इति तत्र उत्तरभारते सर्वप्रथमं काङ्ग्रेस् लार्ड् डाल् हौसि महोदयः अस्य व्यवस्था तथा च प्रयोगं कृतवानासीत् वर्तमानसमये वन्देभारत् एक्स्प्रेस्स् वन् एटीन् किलोमीटर्स् पर् हवर् स्पीड् चलति स्म तथा च बुलेट्रेन् निर्माणं प्रचलमानाः मुम्बैनगरतः एह्मदाबाद् गुजरात् पर्यन्तं तथा च वर्तमाने जर्मन् मध्ये हैड्रोजन् ट्रैन् अस्य प्रयोगं तथा च चलनं

तद्वदेव न केवलम् अन्यान्यदेशे भारतेऽपि रेल् नेट्वर्क् सर्व उत्तमः सर्वदीर्घः इति वर्तते एश्या मध्ये द्वितीयस्थानं भारतः अस्ति रेल्नेट्वर्क् मध्ये इतोऽपि

रेल् माध्यमेन न केवलं प्रतिदिनम् अपि तु प्रत्येकवर्षे कोटि कोटि जनाः रेल्माध्यमेन यात्रां कुर्वन्ति न केवलं भारतीयाः अपि तु अन्यान्यदेशीयजनाः आगच्छन्ति चेत् तेऽपि रेल्माध्यमेन यात्रां कुर्वन्ति

प्रथमविषयः अस्ति एकम् आनन्ददायकं पर्यटनस्थानं दृष्ट्वापि गच्छति तथा च सुरक्षा अपि बहु उत्तमा वर्तन्ते इतोऽपि अहं असमतः त्रिपुरा अगर्तलापर्यन्तम् अहं रेलमाध्यमेन सर्वदा एव आगमनं गमनं करोमि कुत्रापि अधिकं स्थानं भवति चेत् अहं रेल्माध्यमेन गमनस्य इच्छा अधिका भवति मम इतोऽपि अहं गुवाहाटि मध्ये अपि गतवान् रेलमाध्यमेन तथा च आम् आगर्तलातः गोमति डिस्ट्रिक् मध्ये अपि गतवान् एकं वारं त्रिपुरेश्वरीमातुः दर्शनार्थं तद्वदेव अहं कुत्रापि गच्छामि चेत् रेल्माध्यमं मम यदि भवति चेत् सर्वोत्तमः इति